भीमा रेस्टोरेण्ट् तिरुपति इत्यस्मात् भोजनालयात् एकं प्लेट्मितं दोसा एकं प्लेट्मितं ओदनम् एकं प्लेट्मितं पुरीखाद्यं एकं प्लेट्मितं चपातिखाद्यं च राष्ट्रियसंस्कृततिरुप विश्वविद्यालयः तिरुपतिः इत्यत्र विद्यमानं वेङ्कटाचलछात्रावासस्य नव प्रकोष्ठं प्रति प्रापय